मया एकं नूपूरं आनीतम् अस्ति स्वीकृतम् अस्ति तत्तु बहु सुन्दरम् अस्ति अहं बहु इच्छामि नूपूरं नूपूरस्य ध्वनिः अपि मम इष्टम् अस्ति तस्य यदा मया नूपूरं स्वीकृतम् तस्य रजतस्य मौल्यं रजतस्य रजतं दृष्ट्वा बहु संतुष्टः अभवम् यतोऽहि रजतम् अपि सम्यक् अस्ति नूपूरं बहु इष्टम् अभवत् मम एतावत् पूर्वं कदापि मया एतादृशं नूपूरं न दृष्टम् एव बहु उत्तमं नूपूरं मया प्राप्तम् अस्ति